अहं सस्यवर्धनाय उपजावमृत्तिकायाः उपयोगं करोमि तत्र पोषकद्रव्याणाम् अपि उपयोगम् अहं करोमि एवं च पादपेषु समये समये बर्मी कम्पोश्ट् इत्यादीनाम् अपि अहं तत्र उपयोगं करोमि अनेन पादपानि सि शीघ्रं वर्धयन्ति